भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती संस्कृतभाषां ये न जानन्ति तेषां कृते अहं संस्कृतं भाषायाः महत्त्वं बोधयामि यदा अवकाशः मिलति अहं तेषां साकं संस्कृतेन सम्भाषणं करोमि परन्तु क्रियायाः साकम् उदाहरणार्थम् आगच्छतु इति यदा वा वदामि तेन साकं हस्तेन अपि सङ्केतं करोमि भगवद्गीता इत्यादि स्तोत्रान् पठतु इति बोधयामि तेन उच्चारणं सम्यक् भवति लघु लघु संस्कृतवाक्यानि बोधयामि अत्र सम्भाषणशिबिरः यत्र सम्भाषणशिबिरः भवति तत्र गन्तुं प्रेरयामि स्वमित्रैः सह किञ्चित्वा शब्दान् उपयुज्य वार्तालापः करोतु इति वदामि नित्योपयोगिवस्तूनां संस्कृतनामानि पेटिका उपरि लिखित्वा स्थापयतु इति वदामि यतो हि यदा तत् कतिदिनानि ते पश्यन्ति तदा तत् शब्दस्य ज्ञानं दीर्घकालपर्यन्तं तिष्ठति उदाहरणार्थं तण्डुलः शर्करा घृतं क्षीरं दधिः फेनकं दन्तकूर्चः उत्पीठिका आसन्दः इत्यादयः यदि शक्यं निमन्त्रणपत्रिकायां संस्कृतभाषायाः प्रयोगाः भवतु तेन जनानां मध्ये कुतूहलः उत्पद्यते का भाषा एषा इति अनन्तरकाले भाषायाः प्रति आसक्तिः आयाति